कथासाहित्यं गद्यात्मकं भवति कथायां बहूनि अर्थानि भवन्ति कदाचित् कथासाहित्ये रम्यम् अनुभवन्ति कदाचित् रम्यम् आनन्दं नैव दृश्यते कथासाहित्यं सरलरूपेण निबद्धं भवति कवेः कर्मं काव्यं पद्यकाव्यानां रचना अलङ्कारं छन्दम् आश्रित्य भवति काव्यविषये मेघदूतं ऋतुसंहारं रघुवंशम् इत्यादयः ग्रन्थाः प्राप्यन्ते काव्यरचनायाः विषये विभिन्नपण्डितस्य विभिन्नमतं दृश्यते यथा स्त्रीणाम् कलात्मकता तैः क्रीय मतैः अलङ्कारैः परीदृश्यते अनुभूयते च तथा काव्येषु कवीनां कलात्मकता तैः उपयुज्यमानैः शब्दैः अलङ्काराश्च ज्ञायते यथा कश्चन् कविः एकम् एव अक्षरम् उपयुज्य एकं श्लोकं निर्माति अपरः एकस्मिन् काले विविधान् अलङ्कारान् उपयुज्य एवं विभिन्नरूपेण शतदा संस्कृतकाव्येषु प्रतिपदं कलात्मकतायाः अनुभवं प्राप्नुमः